यदा अन्तर्जालीयव्यवस्थायाः आरम्भः अभवत् तस्याः व्यस्थायाः आरम्भदिनेषु जनैः बहु क्लेशः अनुभूतः यतो हि एतत् सर्वं नूतनम् आसीत् विशेषतया ज्येष्ठाः बहु कष्टम् अनुभूतवन्तः इदानीम् इदीनमपि जनाः कष्टम् अनुभवन्तः सन्ति किन्तु युवानां कृते एषा व्यवस्था किञ्चिद्वरदानम् इति अहं वक्तुम् इच्छामि अतः इदानींतन युवानः तेषां व्यवस्थां बहु सम्यक् जानन्ति अपि अस्य उपयोगमपि कुर्वन्ति किन्तु ज्येष्ठानां कृते ये जनाः षष्टिवर्षीयाः सप्ततिवर्षीयाः सन्ति तेषां कृते इदानीमपि क्लेशाय एव